लेखकस्य संशयं तावत् उत्तरदानपुरस्सरं परिहरामि यदा अन्येषाम् उत्तमानि लेखनानि पठामि तथा च तेषां लेखने येषां च क्लिष्ट विषयाः बहु सरलया रीत्या प्रतिपादिताः भवन्ति तदा तु अवश्यं भाषते यत् मम लेखने

मम लेखनं ये के अपि समर्थनं कुर्वन्ति इति मया नैव लिख्यते केवलं मम ज्ञानवर्धनार्थं विषयज्ञापनाप्रतिपादनां शैलीं पठितुं च मया लिख्यते कदाचित् उत्तमः अभिप्रायः अपि मम लेखनात् प्राप्तः अस्मि तस्मात् च लेखने आसक्तिः अपि वर्धिता अस्ति यः विषयः अन्येभ्यः अवश्यं ज्ञापनीयः इति मह्यं भासते तेषु विषयेषु एव मया लेखनकार्यं क्रियते